मम गायनप्रयोगे अहं मम मुखे मम मुखे तु किञ्चित् भावव्यत्यासं भवति किमित्युक्ते उच्चैः गानालापनं किं करणसमये गानालापनसमये मम मुखस्य किञ्चित् किं तादृशं नेत्रनिमीलनं सर्वं भवति अनन्तरं यदा सन्तोषरूपेण गायति चेद् मम मुखे मन्दहासः मन्दहासं भवति अनन्तरं शोकगानम् आलापनसमये अहं तु मम मम मुखं तु किञ्चित् शोकरूपेण भाति मम अनन्तरम् अहं किं किं त्यागं करोमि सङ्गीताभ्यासे सत्यं मम सङ्गीताभ्यासं सम्यक् करोमि प्रतिदिनं सङ्गीताभ्यासं करोमि उष्णजलपानस्य किं त्यागं करोमि उष्णजलमेव पिबामि शीतपदार्थं किमपि अहं न खादामि अनन्तरं किं शीतप्रदेशमपि न गच्छामि